भारते नर्तकाः बालिवुड्तः कियत् प्रभाविताः सन्ति भारते सर्वेभ्यः रोचमानानि कानिचन नित्यनूतनानि नृत्यगीतानि कानि सन्ति ऐगिरि नन्दिनि इति स्तोत्रमस्ति तस्य इदानीं बहु रिमिक्सिपप् अपि किमपि कृत्वा तैः स्थापितं तदपि बहु सम्यक् पुनः जवान् चलच्चित्राट् इदं चलेया इति गीतं पुनः बहु सम्यक् गीतानि सन्ति कियत् प्रभाविताः सन्ति भारते नर्तकाः बालिवुड्तः नाम बहु सम्यगेव द्रष्टुं सम्यक् दृश्यते परन्तु अस्माकं संस्कृतिः प्राचीना संस्कृतिः एव उत्तमा तत्र इदं भतरनाट्यं भवति कथकलि भवति कथकं भवति सम्यक् तिरुवादिरा इति आदिकम् इत्यादिकानि नृत्यानि सम्यक् प्रचलन्ति कानिचन नित्यनूतनानि नृत्यगीतानि नाम ऐगिरिनन्दिनि इत्येकं वराहरूपम् इति पुनः सौथ् दक्ष् दाक्षिणात्यानि गीतानि बहु सम्यगेव सन्ति